हा नमस्ते आचार्य आगमिष्यामि वा हा महोदय अहं तु यथाशक्ति लिखितवान् इदानीम् इ इतः परं दिनद्वयस्य पाठयोजना लेखनीया अस्ति किन्तु अहं प्रति य यदा यदा पाठयोजनां लिखामि तदानीं मम कृते एकः सन्देहः आगच्छति तत्र तत्र विशिष्टोद्देशानि सामान्योद्देशानि अस्ति विशिष्टोद्देशानि अस्ति पुनश्च प्रस्तावना प्रस्तावनायाम् इदानीम् अहं बहुवारं प्रश्नमाध्यमेन कर् कुर्वन्नस्मि लिखन्नस्मि च इदानीं अन्यमार्गः अस्ति वा इति हा हा हा हा हा सत्यम् एवं हा तत्र तत्र अवधानं यच्छामि महोदय पुनश्च हा हा हा अस्माकं निरीक्षणाधिकारिणः इदानीम् आगच्छन्ति वा महोदय किमर्थमित्युक्ते इदानीं दिनद्वयस्य पाठयोजना लेखनीया अस्ति खलु यदि झटिति आगच्छन्ति चेत् तदानीं क्लेशः भविष्यति इत्यतः अहं पृच्छन्नस्मि इदानीम् आगच्छन्ति वा अस्मिन् सप्ताहे हा तस्मिन् समये पूरयामि महोदय हा सत्यं महोदय महोदय तत्र गणितविषये ये ये अध्यापकाः सन्ति तेषां न जातम् इति अहं श्रुतवान् मम मित्रमस्ति खलु संस्कृत अध्यापकः सः वदन्नासीत् ते सर्वदा एवमेव वार्तालापं करिष्यन्ति लेसन् प्ला पाठयोजना इत्यादिकं न लिखन्ति इति

हा सः तु अस्तु अस्तु महोदय